मम ग्रामे ग्रामे तावत् छात्राः क्रीडितुं बहु उत्सुकाः सन्ति बहवः छात्राः सन्ति ग्रामेषु ते क्रीडितुम् उत्सुकाः सन्ति किन्तु तत्र समस्याः काः सन्ति इति प्रश्नः वर्तते समस्याः तावत् कदाचित् छात्राः कार्यार्थं गच्छन्ति इति कृत्वा सर्वेपि एकत्र मिलितुम् एकदा एव न शक्नुवन्ति अतः क्रीडायाम् अपेक्षिताः छात्राः न भवन्ति कदाचित्पेक्षिताः छात्राः भवन्ति चेत् अपि साधनानाम् अभावः वर्तते कदाचित् कन्दुकं भवति तद्दिनद्वये नष्टं चेत् पुनः तृतीयदिने तत्कन्दुकं कः आनयति इत्यादि क्लेशाः भवन्ति एवं समस्याः भवन्ति अनन्तरम् अन्यद् वालिबाल् फुट्बाल् इत्यादिकं क्रीडामः तत्र तदर्थम् अङ्गणम् अपेक्षितं भवति सम अङ्गणं तु वर्तते किन्तु तत्र रेखाः स्थापनीयाः रेखाः स्थापनीयाः भवन्ति तदर्थम् अपि साधनमपेक्षते तादृशं साधनं व्यवस्थितरूपेण किञ्चित् नास्ति एवं क्लेशाः क्लेशाः सन्ति कदाचित् क्रीडायामेव स्पर्धाः आयोजनीयाः तत्र क कश्चनाः आयोजकाः भवेत् तदर्थं धनमपेक्षितम् अतः धनस्यापि समस्या भवति एवं रूपेण अन्यदपि अन्यापि समस्या भवति कदाचित् वयं क्रीडामः अन्ये केचन आगत्य वदन्ति वयमपि क्रीडामः इति किन्तु अत्र जनाः पूरिताः पूरिताः भवन्ति अत तदानीं तत्र कोलाहलः आरभ्यते ग्रामः इति कृत्वा सर्वेपि तत्र क्रीडितुमागच्छन्ति इति कृत्वा तत्र कोहा कोलाहलः आरभ्यते एवं रूपेण विविधाः क्लेशाः वर्तन्ते